अहम् इदानीं छात्रादिप् छात्राध्यापिका अतः अहं प्रशिक्षणलाभार्थम् एकस्मिन् विद्यालये गच्छामि छात्रान् पाठयितुम् तत्र अहं पुस्तकानि दृष्टवती तत्र छात्राणां कृते पुस्तकेषु रामायण मद महाभारतादिप्राचीनग्रन्थानामुपरि आधुनिकविषयाणामपि अतीव सम्यक्तया छात्राणां कृते ज्ञानस्य व्यवस्था अस्ति सर्वेषु विषयेषु क्रीडादिविषयेषु कला इत्यादिषु विषयेषु अपि तत्र पाठाः पाठाः सन्ति अतः अहं चिन्तयामि यत् विद्यालयपुस्तकानां विषये अहम् सन्तुष्टा अस्मि इति